मया तु किञ्चिदपेक्ष्यते इति एप् द्वारा तस्य अपेक्षितम् इति मया प्रार्थितमस्ति मया बहुकालपर्यन्तं तस्य प्रतीक्षा अपि कृता परन्तु एतावता तद्वस्तु मम सविधे न प्राप्तमस्ति अहं तदा तदा तद् आप् उद्घाट्य आगच्छति न वा कियान् कालः भवति इत्येतदहं पश्यन्नेव अस्मि